अस्माकं मण्डले अर्थव्यवस्थायाः अन्टे डिजिटल् इदानीं डिजिटल् पेमेन्ट् तादृशम् आगय आगतम् यत्र कुत्रापि गच्छति चेत् अपि सर्वत्र फोन् पे गूगल् पे आ आगतम् तद् सम्यक् एव जातम् एकस्मिन् समये सम्यक् एव भवति की धनं स्वीकर् स्वीकृत्य गन्तुं न आवश्यकता फोन् अस्ति चेत् पर्याप्तम् एकत्र चेत् वयं की सम्यक् न अवगहनं भवति चेत् अपि ओ टी ओ टी पी यत् कुत्रापि वदति चेत् अस्माकं बेङ्क् अकौण्ट् शून्यं भवति तादृशं भयमपि अस्ति सो तद् अवगाहनं सम्यक् जा जा ज्ञातव्यं जनाः तत् तदर्थं किञ्चित् सर्वकारः यत् किमपि सर्वे जनानां कृते अवगाहनं करोति चेत् किञ्चित् उपयोगं सम्यक् भवति